इदानीं सपदि एव मया रेलयानस्थानकमेव प्रापणीयम् अस्ति तदर्थम् एषः यान चालकः यत् यःअस्ति सः ससमयम् एव अत्र आवाप्तुम् न शक्नोति इति कृत्वा मम निवेदनमस्ति यद् अन्यद् एव य कञ्चित् किञ्चित् यानम् भवन्तः प्रेषयन्तु एतस्य यानस्य यद् आरक्षणमस्ति तत् कृपया भवन्तः निराकुर्वन्तु इति निवेदनमस्ति